मया र फ़ैबर् केस्टल् इत्यस्य पोस्टर् कलर्स् उपयुज्यते तथा च वाटर् कलर् इतोऽपि आयिल् कलर्स् इति सर्वं मया उपयुज्यते तथा च केन्वास् पेण्टिङ्ग् अपि अहं करोमि इतोऽपि यद् नव्नीत् बुक् नव्नीत् बुक् वर्तते नव्नीत् इति ब्राण्ड् इत्यस्य नव्नीत् ब्राण्ड् इत्यस्य तदपि मया प्रयुज्यते तथा च केमलिन् इत्यस्य पेन्सिल् शर्ड्स् अस्ति तदपि द्विविद् बहु प्रकाराणि तद् तत् तस्य शेड् यथा टु जि एच् बि यथा बहु तत्र प्रकाराः सन्ति तस्य केमेलिन् इत्यस्य मया प्रयुज्यते तद् साधनानि नाम यथा पेन्सिल् कलर्स् अस्ति तद् तु सर्वे सर्वे जनाः क्रेतुं शक्यन्ते नाम परन्तु यद् आयिल् कलर्स् वर्तन्ते तथा तथा च क्यान्वास् उपरि यद् क् आक्रलिक् कलर्स् यदुपयोजनीयं वर्तते तद् किञ्चित् तस्य मूल्यम् अधिकम् अस्ति नाम यद् सामन्यः जनः अस्ति तद् क्रेतुं न शक्नोति परन्तु यत् पेन्सिल् कलर्स् वर्तते इतोऽपि वाट्र् कलर् वर्तते पोस्ट्ल् कलर्स् वर्तते तद् सर्वे जनाः क्रेतुं शक्यते यतो हि तस्य मूल्यं किञ्चित् अधिकं न्यूनमेव अस्ति